प्रथमं मार्च् विंशत्यधिकद्विसहस्रतमं वर्षं पञ्चविंशतिः नवम्बर् चत्वारधिकद्विसहस्रतमं वर्षम् एकविंशतिः एप्रिल् षोडशत्यधिकद्विसहस्रतमं वर्षम् प्रथमं जन्वरि विंशत्यधिक दु द्विसहस्रतमं वर्षम् द्वितीयं फ़ेब्रवरी सप्तददश् सप्तदशाद्यधिकद्विसहस्रतमं वर्षम्